अहं मूलतः मध्यप्रदेशनिवासी अस्मि मम प्रदेशे महिलानां कृते लाळ्ली बेहना नाम्ना योजना वर्तते तस्मिन् योजनामध्ये महिलानां कृते प्रतिमासस्य प्रथमे दिनाङ्के सहस्र रूप्यकाणि दातव्यानि एवमस्ति अनन्तरं महिला शक् सशक्तियोजना वर्तते अनन्तरं प्रधानमन्त्री उज्ज्वला योजना वर्तते अनन्तरं फ़्रि सिलायि मशीन् योजना वर्तते तस्मिन् योजनामध्ये महिलानां कृते फ़्रि शिलाइ मशीन् दातव्यम् एवमस्ति अनन्तरं फ़्रि आटाचकीवितरणं योजना वर्तते तस्मिन् योजनामध्ये महिलानां कृते फ़्रि आटा एवं तस्य चक् आटाचक्कि वर्तते तद् दत्तम् अनन्तरं नारीसम्मानः योजना वर्तते सखी वन् स्टाप् सेण्टर् योजना वर्तते प्रधानमन्त्री मातृत्व वन्दना योजना वर्तते आङ्गणवाडी बालार्थीयोजना वर्तते मुख्यमन्त्री सामूहिक विवाहयोजना वर्तते अनन्तरं प्रधानमन्त्री समर्थयोजना वर्तते अनन्तरं महाराष्ट्रराज्ये महिलानां कृते फ़्रि बस् योजनापि वर्तते मध्यप्रदेशमध्ये तु तद् शिवराजः सर्वर्कारः यत् स्थापना आयोजनम् आयोजितवान् तदस्ति लाळ्ळि भेहना योजना तत् तत्र बहु चर्चिता सन् अस्ति सर्वश्रेष्ठयोजनानां मध्ये बेटिबचाव् इति योजना अपि वर्तते